विद्यालये विद्यालये छात्राः उन्नतं शिक्षणम् अनन्तरं शिक्षणं प्राप्त्वा अनन्तरं ते सर्वदाः चिन्तयन्ति तस्य विद्याभ्यासानुसारम् उद्योगं कृत्वा तस्मिन् क्षेत्रेव स्थातुम् इच्छन्ति परन्तु केचन जनाः तस्य व्यावहारिक अन्ते गृहे यत् किमपि व्यापारम् अस्ति वा तादृशाः इत्युक्ते अनुसरणं कर्तुम् अपि शक्नुवन्ति केचनजनाः एव अधिकतया तस्य शिक्षणम् इत्युक्ते कीदृशं शिक्षणं प्राप्तुं तस्मिन् क्षेत्रेव गत्वा तत्र अधिकतया वर्धनं कर्तुम् अग्रे ग गन्तुम् एव अधिकाः छात्राः इच्छन्ति अत्र न संशयः नास्ति परन्तु अस्मिन् भारतीय अनुसारणम् इत्युक्ते विद्याभ्यासम् इत्युक्ते ज्ञानार्थमेव परन्तु वयं ज्ञानार्थमेव विद्याभ्यासं कुर्मः अस्माकं गृहे पूर्वजाः किं कार्यं कार्यं कुर्वन्ति तादृशं कार्यम् एव स्वीकृत्य अग्रे गच्छन् अस्माकं देशस्य उन्नतिः समाजस्य उन्नतिः सर्वेषाम् उन्नतिः भवितुम् इति मम अभिप्रायः इत्युक्ते वस्तुतः अस्माकं समाजे अपि कीदृशाः कार्याः कार्याः इति विभाजनः अपि पूर्वमेव जातः इत्युक्ते अत्र अनेम्प्लोय्मेण्ट् इति नास्ति किमर्थम् इत्युक्ते एकः कार्यः एकः करोति चेत् अन्यः अन्यः कार्यं करोति सर्वे मिलित्वा सहकारमपि कुर्वन्ति अतः स्वपकिश् स्वपक्षीय कार्यं करोति चेतेव उत्तमम् इति मम अभिप्रायः